हा हरि ओं भवान् गोपालकृष्णः खलु भवतः बैक् डिस्कवर् खलु दिस्क अद्य अद्य मद्यान्हे भवान् कुत्र गतवान् कल्सङ्कात् आगतः एव खलु अहं दृष्टवान् भवान् कल्सङ्कातः एव आगतवान् अत्र सिग्न अत्र सिग्नल् विद्यते खलु कल्सङ्के भवान् सिग्नल् क्रास् कृतवान् खलु अहं दृष्टवान् अहमत्रैव अहमत्रैव आसं सि सि केमेरा एव सि सि केमेरा मध्ये अपि दृष्टं मया

अत्र विद्यते परह्यः एव अत्र सि सि केमेरा स्थापितवान् एवं श्वः आगत्य श्वः आगत्य भवान् फैन् ददातु कुत्र आगन्तव्यम् इति चेत् तत्र तालूक् आफीस् विद्यते खलु हा तत्रागत्य फैन् फैन् पूरणं करणीयं तत्सर्वम् अहं न जानामि तत्सर्वम् अहं न जानामि श्वः श्वः एव तालूक् आफीस् आगत्य फैन् पूरणीयं अस्तु अस्तु तर्हि परश्वः आगन्तुं शक्यते वा हा अस्तु परश्वः आगत्य फैन् पूरणं कर्तव्यं एकसहस्ररूप्यकाणि भवन्ति भवान् सिग्नल् क्रास् कृतवान् तथा ओवर् स्पीड् अपि आसीत् तत्कारणात् एकसहस्रं सिग्नल् क्रास् करणार्त सिग्नल् क्रास् करणार्थं हा इतः परं न कर्तव्यं परन्तु परन्तु अधुना कर्तव्यमेव अधुना भवान् सिग्नल् सिग्नल् क्रास् कर् कृतवान् खलु अतः अतः

अस्तु इतः परम् इतः परम् एतद्रीत्या न करणीयं ट्राफिक् रूल्स् पालनीयमेव अस्तु अस्तु